हा श्रीदत्तसुब्रायभट्टः इति अस्म अत्रत्यः एव आम् अहं तु सार्धसप्तवादने अत्र आसं किन्तु षड् षड्वादने एव जातमिति अत्रत्याः उक्तवन्तः आसन् पुनश्च ततः द्विचक्रिकायानम् आगच्छन्नासीत् इतः चतुष्चक्रिकायानं गच्छन्नासीत् तयोर्मध्ये किञ्चित् इतस्ततः अभवत् मनः अतः प्रायः द्विचक्रिकायानस्थमनुष्यः सुरापानं कृतवानिति अत्रत्याः वदन्तः आसन्

हा एवं सत्यम् इदानीं तत्र शृङ्गेरी विद्या शृङ्गेरी विद्यालयस्य पार्श्वे एकः वैद्यालयः अस्ति तत्र नीतवन्तः तस्य स्वास्थ्यं बहु क्रिटिकल् अस्ति इति उक्तवन्तः प्रायः मरणमेव हा प्रायः प्राप्यते इति दृश्यते किन्तु भाग्यवशात् पुनर्जन्म अपि लभ्यते हा अपघातादनन्तरं मम भार्या प्रेषितवती आसीत् अतः अत्र आगतवानासं किन्तु तत्र अवगडः जातमस्ति दृष्ट्वा गन्तुं न शक्यते खलु अतः किञ्चित् पश्यामः इति हा सत्यं सत्यं हा सत्यं महोदय कुत्रापि वा वयं मानवाः खलु वयं मानवाः खलु कुत्रापि अवगडः भविष्यति क्लेशः जायते चेत् अस्माभिः किमपि साहाय्यं कर्तव्यं हा सतां लक्षणमस्ति

मम् ममा चिन्तनमेवमस्ति प्रायः यः चालनं चालयिष्यति चल् चालयिष्यति तस्य अवधानं तत्रैव भवेत् मार्गे अग्रे पुरतः यदि वाहनमागच्छति वा मम दायित्वं किमस्ति इत्यादिकं चिन्तनं कृत्वा एव गन्तव्यं प्रायः यदि सुरापानं करिष्यामः तदानीं मनः इतस्ततः भविष्यत्येव अतः सर्वकारपक्षतः सर्वकारपक्षतः यदि स्ट्रिक्ट् नियमाः आगच्छन्ति चेत् बहु समीचीनं तदानीम् एतावत् अवगडः न भविष्यति